अहं श्रौतविषये अधिकं लिखितुम् इच्छामि श्रौतः नाम किं शृत्युक्तकर्म कर्माणि सर्वाणि श्रौतः इत्युच्यते बुधैः सन्ध्यावन्दनम् आरभ्य अग्निहोत्रम् आरभ्य वाजपेययागपर्यन्तं सर्वे वेदोक्तकर्माः श्रौतकर्माः इत्युच्यते बुधैः तथापि श्रौतकर्मस्य विशेषार्थः किम् इति चेत् शृत्युक्तयज्ञयागविषये एव तत्र गतिः भवति तेषां पदस्य अर्थः पठितुं पठित्रुभ्यः पठित्रुभ्यः तेषां विषये अर्थात् श्रौतविषये अपि श्रौतविषये एव अधिकं दातुमिच्छामि किमर्थमिति इति चेत् भारतदेश चत्वारिंशत् अधिकशतकोटिजनाः सन्ति परन्तु तेषां मध्ये केवलं चत्वारिंशत् अधिकशतजनाः एव अग्निहोत्रिः सन्ति एकस्य विषये एकं एकं एकं एकत्र अहं वयं सर्वे जानीमः एव यज्ञात् भवति पर्जन्यः इति पर्जन्यस्य अनुग्रहं सर्वे अपेक्षन्ते चेत् यज्ञम् एवं करणीयम् इत्युक्तरीत्या वयं सर्वे तादृशविषयाः अभिवृद्धिविषये प्रयत्नं करणीयम् इति कारणेन अहं श्रौतविषयम् अधिकं पठित्रुभ्यः दातुमिच्छामि